हरिः ओम् आम् आगच्छतु उपविशतु भवानत्र नमो नमः भवतत् परि अस्तु भवतु परिचयं दा ददातु अस्तु साहित्ये भवान् कानि कानि कानि काव्यानि पठितानि अस्तु काव्यशास्त्रं पाठयितुं शक्नोति वा अस्तु तर्हि विश्वनाथमहोदयस्य अनुसारं काव्यस्य लक्षणं किम् इति विषये किञ्चित् वदतु आं किञ्चित् व्याख्यामपि करोतु तस्य विश्वनाथमहोदयस्य अनुसारम् आं बोधयतु किञ्चित् आं अस्तु बहु सोबनम् अस्तु आं बहु सोबनम् आं भवान् गन्तुं शक्नोति इतः